नमो नमः महोदय हरिः ओं महोदय नमो नमः अहं लिप्तिरेखा पूहण् वदामि केन्द्रीयसंस्कृतविद्यालयतः एव अहम् अस्माकं विद्यालये विद्यालयस्य विषये किञ्चित् वक्तुम् इच्छामि यतोहि अहं छात्राणां प्रतिनिधिरूपेण एव आगतवती अधुना त्रिंशत् दिनाङ्के अस्माकं संस्कृतदिवसः अस्ति खलु तर्हि संस्कृतदिवसस्य कृते अस्माभिः किमपि कार्यक्रमः भवेत् संस्कृतस्य संवर्धानय संस्कृतस्य प्रचाराय विकासाय एतदर्थं अहं प्रतिनिधिरूपेण आगतवती भवतां मार्गदर्शनम् अपेक्ष्यते

आं महोदय

आम् आं महोदय

महोदय इतोऽपि एकां वार्तां वक्तुम् इच्छामि प्रतियोगिताः याः सन्ति ताः तु छात्राणां कृते सन्त्येव परन्तु वयमपि छात्राः इच्छामः अस्मिन् वर्षे शोभायात्रायाः अपि आयोजनं भवेत् इति शोभायात्रामाध्यमेन ये जनाः सन्ति ते अपि संस्कृतं प्रति प्रेरिताः भविष्यन्ति संस्कृतं प्रति तेषामपि पसिटिव् धारणा आगच्छ आगच्छेत् इति अस्माकम् अपि लक्ष्यं भवेत्

आं महोदय आं युवमहोत्सवस्य कृते खलु आम्

आं महोदयः अवश्यमेव महोदय अवश्यं वयं श्वः एकवारम् उपविश्य छात्राभिस्सह चर्चां कुर्मः तर्हि एतत् सम्यक् भविष्यति भवतां मार्गदर्शनस्य कृते बहु बहु धन्यवादाः महोदय नमो नमो नमः नमः